हरिः ओं महोदय नमो नमः महोदय एस् के ट्रवेल्तः वदति वा महोदय अहं प्रातःकाले केब् बुक् कृतवान् तदा इदानीं पञ्चवादने अभवत् परन्तुः केब् मम गेहे नागतं तदा मम प्लान् आसीत् यात्रायाः परन्तु भवतः ट्रेवल् एजेन्सीतः केब् ड्रैवर् ड्रैवरेन् सह वार्ता अभवत् तदा स उक्तवान् प्रातःकाले पश्च् पञ्चवादने आगमिष्यामि परन्तु सः न आगतवान् तदा किं कारणेन न आगतवान् आं महोदय महोदय एकवारं भवान् दूरवाणी कृत्वा मां स्पष्टं करोतु इति तदाहं पुनः वार्ता करणीयं अस्तु महोदय धन्यवादः एकवारं कृत्वा मां बोधयतु अस्तु महोदय धन्यवादः